मम गृहे मम माता सीवनं करोति तेन व्या तेनैव कारणेन तत्र मम अपि आसक्तिः उत्पन्ना एवमेव यथा अग्रे अग्रे पठन्ति आसं तदानीं करकुशलम् अथवा इदानीं वुल्लन् द्वारा किमपि फ्राक् निर्माणं वा अथवा पाञ्चालिकायाः कृते वस्त्रनिर्माणं वा ईदृशं बहु विधं पठितम् एवमेव यथा गृहस्य मुख्यद्वारस्य कृ उपरि यत् तोरण सदृशं किमपि निर्माय स्थापनम् एवं बहु विधं कृतम् तत्रापि किं प्राणिनः यथा उदाहरणार्थं शश शशनिर्माणम् अथवा शुनकनिर्माणम् ईदृशमपि मया तत्र पठितं तत् अनुवर्तनं तु अवश्यं क्रियते अत्र सीवने तु स्वयं स्वस्य वस्त्राणि स्वयं सीवयामः चेत् धनमपि वयं किम् व्ययी न कु अधिकं व्ययी न कुर्मः स्वस्य धनं वयं रक्षयितुं शक्नुमः अपि च इदं च किं गृहकैगारिके इति यत् कन्नडाभाषया उच्यते तत्र इदं बहु साहाय्यं भवति इति मम अभिप्रायः